संस्कृतस्य कथासाहित्यं बहुसम्यक् अस्ति तत्र पञ्चतन्त्रम् इति अस्ति खलु तत् भारतदेशस्य भारतदेशस्य महान् साधनं इति मम अभिप्रायः सर्वस्य विश्वस्य योगदानं पञ्च पञ्चतन्त्रम् इति तदेव अनेकेषु देशेषु वर्तते परन्तु सर्वत्र कथयतु वयं किं वदामः इति चेत् प्रभुसंहिता कान्तासंहिता मित्रसंहिता कान्तासंहिता इति वदामः तत्र कथा नाम तावत् कान्तासंहिता इति अस्माकम् अभिप्रायः वेदाः शास्त्राणि प्रभुसंहिता इति तस्मात् कथा कथासु सर्वेषु अपि नीतिः नीतयः वर्तन्ते एव तस्मात् नीतिकथारूपेण एव पठनीयं नीतिं विना कथा या अस्ति चेत् तत् को वा शृणोति तत् मम अभिप्रायः नीतिसहित एव कथाः उत्तमाः इति